हलो हे हा अच्छा हरये नमः अहम् छायाग्राहकं प प्रति आगच्छामि भवतः कीदृशरीत्या वर्तते इति वक्तुं शक्यते चेत् अहं तावत्पर्यन्तम् अहम् सुन्दरतया च् चित्रं कृत्वा करोमि ओनर् वा हा अहं छायाग्रहणं प्रति आगच्छामि भवतः आपणे कीदृशाः कीदृशाः वर्णाः नाम चित्राः अस्ति ए ए फ़ोर् सैज़् ए फ़ोर् सैज़् अतीव मास्तु लैक् बोण्डिङ्ग्

वार्षिकोत्सवस्य कर्तुं शक्यते वा हा शक्यते हा तावत् वा विद्युदपि आवश्यकं वा हा हा हा एवं वा हा अस्ति अस्ति भवतः आपणं कुत्र वर्तते नगरं नाम किम् हा नगरम्

आ आ आगतुं श शक्यते समयः मम ग्रामे सैनिकपुर्यां वर्तते

हा अस्ति

एवम् एवं वा हा हा आपणं नाम लक्ष्मी प् ल लक्ष्मी प्रिण्ट् अस्ति वा आ भव् ब भवतु समयः क कति कति अस्ति ब भवतः आपणे हा सायान्ने

भवतु भवतु भवतु भवतु समयः अतीतः भवतु भवतु भवतु भवतु समयः अतीतः आगच्छन्तु आगच्छन्तु